नमस्ते महोदय अहं तु स्विग्गि माध्यमेन भवतः का रेस्टरेण्ट् क् तः एकं दा आर्डर् कृतवान् तत्तु क इद्लि व आर्डर् कृतवान् किन्तु अत्र दोसा आगत आगतवती अतः एव यत् तु मया न रोचते अतः एव अहं तस्य पुनस्वीकृत् स्वीकरणं कृत्वा इड्लि एव प्रेषयन्तु नो चेत् तद् यत् मया शुल्कं प प्रेषितं तत् मम कृते त पुनः दास्यन्तु इति मम प्रार्थना